मम बौद्धिकदृष्ट्या भगवद्गीतायाः बहु कठिनं पुस्तकमस्ति कठिनम् इति न किमर्थं चेत् तत्र यत्किमपि दीयते तत्त् आचरणे आनयने आनयन् आनीय बहु कठिनमस्ति किमर्थं चेत् अत्र

आनयितुं बहु कठिनम् अस्ति अस्य उपरि अहं मम परिवारस्य मित् मित्रेण सह वार्तालापं करोमि सः अपि वदति आम् भगवद्गीतायां सम्पूर्णं जीवनस्य सार्थः अस्ति किन्तु तत् भगवद्गीताजीवने आचरणीयं बहु कठिनं जायते